मम प्रिया क्रीडा भवति कबड्डि सरलशब्देषु अधिकम् अङ्कं प्राप्तुं द्वयोः दलयोः मध्ये स्पर्धा इति वक्तुं शक्यते एकस्य दलस्य आक्रमणकारी द्विपक्षस्य न्यायालयं गत्वा तत्र उपस्थितानां क्रीडकानां स्पर्शं कर्तुं प्रयतते अस्मिन् काले द्विपक्षस्य दलस्य स्टापरः स्वपक्षे आगच्छन्तम् आक्रमणकारिणं गृहीत्वा पुनः गन्तुं निवारयति तथा च यदि सः अस्मिन् प्रयासे सफलः भवति तर्हि तस्य दलं प्रतिफलरूपेण एकं बिन्दुं प्राप्नोति अहं क्रीडितुं न इच्छामि परन्तु अहम् अवश्यमेव पश्यामि यथा प्रोकबड्डि इत्यादिकम्